साहित्यमीमांसायाः संस्कृतस्य स्थानम् अत्युन्नतम् अस्ति यतः सर्वे वेदाः अपौरुषेयाः ते सर्वे संस्कृतभाषायाम् एव श्रूयते लिख्यते अपि च संस्कृतं विहाय अन्यभाषा न आसीत् एव संस्कृतं प्राचीनभाषा अस्ति तस्याः कारणात् योगदानं महत् अस्ति